इदानीम् अहं मुखक्षालनद्रवम् एकं स्वीकृतवान् मौथ् वाश् तस्य उपयोगमपि कृतवान् बहु सम्यक् अस्ति मम वदने स्फोटाः आसन् इति कारणात् अत्यधिक उष्णतया वैद्यमहोदयः तस्य उपयोगस्य उपयोगं सूचितवान् तथैव अहं कृतवान् बहु सम्यगस्ति ह्य रात्रौ एकवारम् एव तस्य उपयोगं कृतवान् प्रातः उत्थाय अहम् उत्तमम् अनुभूतिं अनुभूतवान् अस्मि बहु सम्यक् अस्ति अन्येपि तत्र स्वीकर्तुम् अर्हन्ति